नमस्ते द्वितीयः प्रश्नः क्रीडां स्वस्य वृत्तिरूपेण गृहीतं कमपि जानासि वा छात्राः विद्यालयेषु क्रीडासु भागं गृह्णन्ति वा इति भवति क्रीडां स्वस्य वृत्तिरूपेण अपि गृहीतुं शक्यते तस्य उदाहरणानि अपि अस्माकं देशे देशे द्रष्टुं शक्यन्ति यथा क्रिकेट् मत् क्रिकेट् मध्ये अपि अनेकाः क्रीडारताः क्रीडां स्वस्य वृत्तिरूपेण एव गृहीतं गृहीताः भवन्ति यथा सच्चिन् तेण्डुल्कर्

ईदृशं सर्वासु सर्वेषु क्रीडाक्षेत्रेषु अपि क्रीडा स्वस्य वृत्तिरूपेण गृहीताः अनेकाः वर्तन्ते द्वितीयः प्रश्नः भवति छात्राः विद्यालयेषु क्रीडासु भागं गृह्णन्ति वा इति निश्चयेन अस्माकं विद्यालये विद्यालये क्रीडासु भागं ग्रह्णीयम् तदर्थम् अध्यापकाः निश्चयेन छात्रान् प्रोत्साहनीयं च यतः क्रीडाद्वारा छात्राणां वैज्ञानिकमण्डलं तद्वत् कार्यक्षमता ऊर्जस्वलता आत्मविश्वासः इत्येवम् अनेके अनेकेषां म अनेकानां मण्डलानां विकासः सम्भवति अतः अतः वैज्ञानिकमण्डलद्वारा अथवा विज्ञानद्वारा क्रीडाक्षेत्रस्य अपि पोषणम् आवश्यमेव तदर्थं विद्यालये तस्य स्पर्धाः अपि आरोग्यम् आरोग्यकररीत्या स्पर्धाः अपि चालनीयम् इति मम अभिप्रायः धन्यवादाः